मम गृहे केचनवृक्षाः सन्ति तेषां वृक्षाणाम् उपयोगः अस्त्येव अतः यदा अहं बहिः गच्छामि तदानीं वृक्षस्य जलसेचनम् आवश्यकं मम गृहे ये सन्ति ते अवश्यमेव जलसेचनं कुर्वन्ति यदि गृहे केपि न भवन्ति चेत् तर्हि मम सेविकायाः साहायं स्वीकरोमि एवं वृक्षस्य परिपालनम् अवश्यं भवति अवगतं वा